यदा मम दूरभाषायां समस्या भवति तर्हि परिहारार्थं ई विज्ञाः सन्ति तेषां पार्श्वे गच्छामि ये विशेषरु विशेषयन्त्रेण तां निरीक्षणम् अवलोकनञ्च कृत्वा समस्यायाः सम्यक् संशोधनं कुर्वन्ति परञ्च केचन वञ्चकाः अपि भवन्ति ये बहुधनम् आदाय अपि सम्यक्तया कार्यं न कुर्वन्ति अतः वारं वारं समस्या अपि उत्पद्यते